मम गृहे पशवः सन्ति विशेषतया मम गृहे धेनवः सन्ति धेनूनां पालनं मया न्यूनमेव कृतं परं मम गृहे मम पितरौ धेनूनां परिपालनं कुर्वन्ति तत् च मया दृष्टमस्ति यदा धेनुः नूतनतया शिशुं प्रसौति तदा मम गृहे पितरौ तां धेनुं प्रति उत्तमं पौष्टिकं च आहारं प्रयच्छन्ति उष्णेन जलेन धेनोः स्नानं कारयन्ति नवजातं शिशुं तृणस्य उपरि अथवा काटन् वस्त्रस्य उपरि शाययन्ति समये समये मातुः क्षीरं पातुं तदर्थं साहाय्यं कुर्वन्ति तथा च क्षीरपानार्थं यथा अनुक्यु आनुकूल्यं भवेत् तथा धेनोः स्तन्यानि पालयन्ति धेनुः नूतनशिशवे सम्यक्तया यथेष्टतया क्षीरं दद्यात् इत्यस्मात् पौष्टिकाहारान् हरिततृणानि च अधिकतया धेनवे प्रयच्छन्ति